मया अन्या अन्यभाषातः संस्कृतं प्रति पुनश्च संस्कृततः अन्यभाषां प्रति भाषान्तरकरणं कृतं वर्तते तत्र अनुभवः कीदृशः नाम यदा संस्कृततः आङ्गलभाषां प्रति भाषान्तरकरणं क्रियते तत्र क्लेशः अनुभूयते यतोहि केषाञ्चन शब्दानां संस्कृते उपयुक्तानाम् आङ्ग्लभाषायाम् भाषान्तरं कर्तुं न शक्यते यथा धर्मः इति शब्दः संस्कृते उपयुज्यते तस्य आङ्ग्लभाषायां भाषान्तरकरणावसरे वर्च्यू राइटियस्नेस् एवं वक्तुं शक्यते परम् एते सर्वे अपि शब्दाः धर्मशब्दार्थं न बोधयन्ति नाम पूर्णांशेन न बोधयन्ति तत्र अल्पांशेनैव धर्मशब्दस्य अर्थं बोधयन्ति अतः संस्कृततः आङ्ग्लभाषा आङ्ग्लभाषायां भाषान्तरकरणसमये महान् क्लेशः अनुभूयते अतः तत्र धर्म इत्यादि शब्दानां भाषान्तरकरणावसरे आङ्ग्लभाषायां धर्म इति शब्दः एव उपयोजनीयः परं यदा भाषान्तरकरणावसरे भारतीयप्रान्त्यभाषासु यदि भाषान्तरकरणं क्रियते चेद् तत्र महान् क्लेशः न जायते यतोहि उदाहरणार्थं मया संस्कृततः कन्नडभाषां प्रति भाषान्तरकरणं कृतं तत्र ये ये शब्दाः संस्कृते सन्ति ते सर्वेऽपि सर्वे नाम प्रायशः सर्वेऽपि कन्नडभाषायाम् उपयोक्तुं शक्यन्ते यथा धर्म शब्दः कन्नडभाषायाम् अपि धर्म इत्येव कथयितुं शक्यते अतः प्रान्त्यभारतीयप्रान्त्यभाषासु भाषान्तरकरणावसरे महान् क्लेशः न जायते परं संस्कृते संस्कृतात् आङ्ग्लभाषां प्रति यदा भाषान्तरकरणं क्रियते तदा क्लेशः अनुभूयते